नमो नमः भोः

हा कदा अस्ति तद् गणेशोत्सवः कस्मिन् दिनाङ्के एव भवेत् भो दिनाङ्कं वदतु कस्मिन् दिनाङ्के एव भवेत् गणेशोत्सवः नैन् सेप्टेम्बर् वा हा तर्हि महाभारतस्य थीम् द्रष्टव्यमस्ति तर्हि भवतां बजेट् किम् अस्ति नियोजनं कृते हो दशसहस्राणि वा तर्हि पश्यतु एकं कार्यं करोतु आदौ किं किं करणीयमासीत् कथं कथं प्रोग्राम् नियोजनाम् भवतां जातमस्ति तद् एकवारं मया सूचयतु तदनुसारेण अहं भवतां सर्वं कार्यक्रमस्य नियोजनं कृत्वा भवन्तं दास्यामि हा आम् तर्हि पश्यतु यदि थीम् महाभारतस्य द्रष्टव्यम् अस्ति चेत् बहूनि बहूनि न्यूनातिन्यूनं धनेन भवतां कृते महाभारतस्य थीम् कर्तुम् शक्नोमि पश्यतु तत् कृते एकं रथस्य आवश्यक्ता भवेत् अनन्तरं द्वी त्री क्यारेक्टर् अपि भवेत् तत् अर्जुनस्य वा कृष्णस्य वा तदनन्तरं स्पेस् अपि बहू अधिकं लभ्यते तत्कारणेन भवतां समीपे कथं स्पेस् अस्ति नाम कुत्र करणीयमस्ति एतत् प्रोग्राम् गणेशोत्सवस्य ओके तर्हि बहू एरिया बहू बृहदस्ति वा न तु अस्ति हा तर्हि कर्तुं शक्नोमि तर्हि कति दिनाङ्के भवति गणेशोत्सवः नैन् सेप्टेम्बर् हा अस्तु तर्हि प्रातःकाले तु अहं एतत् सर्वं सज्जीकृत्वा भवान् दास्यामि थीम् महाभारतस्य अनन्तरं एकादशवादने भवान् भोजनस्य कार्यक्रमं रक्षतु अस्तु अनन्तरं भोजनम् इत्यादि वा डान्स् इत्यादि वा भवान् यद् इच्छा अस्ति भवतां तद् करोतु अहं नव नवमदिनाङ्के अहं भवतां कृते थीम् सज्जीकृत्वा दास्यामि तर्हि गन् गणेशोत्सवः गणपतिस्था स्थापना एव भवानेव कर्तु करोतु

अस्तु हां